अहं विंशतिवर्षेभ्यः पूर्वं डेल्लीनगरं ग गतवान् आसं तदा अहं हिन्दीभाषां सम्यक् न जानामि स्म तदा

समस्यां प्राप्तवान् कष्टम् अभवत् किन्तु डिल्नगरे बहुविदानि क्षेत्राणि दृष्टवान् एवं कर्णाटकराज्यम् अपि गतवान् तत्र यानि पुण्यक्षेत्राणि सन्ति तानि पुण्यक्षेत्राणि दृष्टवान् तदा तु मम कष्टं न अभवत् अहं तदा तदा भाग्यनगरं गच्छामि तत्र मम मित्रमस्ति तत् मिलामि तेन सह वार्तालापं करोमि तस्य विषये कुटुम्बविषये अपि सम्भाषणं करोमि